सामान्यतः जनाः चित्रकलाः शिक्षणे आदौ किं दोषं कुर्वन्ति इत्युक्ते विषयचयनम् एव सम्यक् न कुर्वन्ति किमपि विषयं चयनं कुर्वन्ति तदा ते तद्विषये न जानन्ति इत्युक्ते कल्पनां कथं कुर्वन्ति कल्पनामेव न कुर्वन्ति इत्युक्ते चित्रं कथं चित्रयन्ति खलु एतदेव प्रथमदोषं भवति आदौ एतदेव इदमेव दोषं कुर्वन्ति अतः पुनः कं दोषं कुर्वन्ति इत्युक्ते चित्रं विषयचयनं तु कुर्वन्ति चित्रयितुं गच्छन्ति तदा डार्क् चित्रयितुं गच्छन्ति तद् दोषं भवति पुनः तद् वारयितुं न शक्यते अतः लैट् चित्रणं करणीयं प्रथमं तस्य अनन्तरं कोऽपि दोषः अभवत् चेदपि वयम् एवमेव वारयितुं शक्नुमः परन्तु डार्क् कुर्मः चेत् तद्वारयितुं न शक्यते एतदपि एकं दोषमेव भवति अतः लैट् लैट् डैग्रा म् करणीयं प्रथमम् तस्य नअन्तरम् एतत् सम्यक् अभवत् इति अस्मभ्यं भासितं चेत् अन्यानामपि पृष्टव्यं तत् सम्यक् अभवत् वा इति तदा ते अस्तु सम्यक् अभवत् इत्युक्ते पुनः डार्क् कर्तुं शक्यते कुर्मः तदा कृत्वा पुनः वर्णं पूरयितुं शक्यते पूर्वमेव वयं डार्क् कुर्मः चेत् तद् दोषम् अभवत् चेत् बहु एव समयव्यर्थमपि भवति तथा तद्वारयितुमपि न शक्यते एवं परिहर्तव्यं वयं विषयचयनं सम्यक् करणीयं तदा विषयचनं सम्यक् कुर्मः चेत् वयं कर्तुं शक्यते कल्पनां कुर्मः चेत् सम्यक् चित्रं कर्तुं शक्यते एव वृक्षमेवं भवति खलु निसर्गम् एवं भवति खलु बिल्डिङ्ग् एवं भवति खलु एवं सर्वं कल्पनां कर्तुं शक्यते तदा सम्यक् चित्रयितुमपि शक्यते पुनः एकं देवालयं चित्रणीयम् इत्युक्ते तत्र गर्भगुडि इति वदन्ति खलु तस्य कल्पना भवितव्या अस्माकं पुनः तस्य उपरि एकं ध्वजं भवति ध्वजम् एवं भवति एतस्मिन् आकारं भवति एतत् सर्वं वयं कल्पनां करणीयं पुनः स्तम्भाः एवं भवन्ति स्तम्भस्य उपरि एतानि चित्राणि कर्तुं शक्यते पुनः तस्य आकारम् एवं करणीयं पुनः देवालयस्य अग्रे एव एवं सर्वाणि पुष्पाणि चित्रणीयानि पूजयितुं शक्यते एवं सर्वं कल्पना आगच्छति खलु देवालयं कुर्मः तस्य अग्रे एवं पुष्पं तोट इति वदामः खलु गार्डन् इति वदामः तत् कुर्मः तत्र पुष्पाणि कुर्मः लघु लघु वृक्षाणि कुर्मः एवं सर्वं कर्तुं शक्यते उत्तमकलाकारः भवितव्यम् इत्युक्ते एतत् सर्वं भवितव्यम् उत्तमविषयं चयनं करणीयं पुनः सम्यक् कल्पनां कृत्वा चित्रणीयम् एवं सर्वं करणीयम्